अहं फलाव् अपेक्षितो वर्तते फ़लाव् मध्ये किञ्चित् लवणं स्थापयतु लवङ्ग अनपेक्षितो वर्तते तस्मात् लवङ्गं न स्थापय कटुं किञ्चित् अधिकम् अपेक्षितम् अतः किञ्चित् अधिकं लवणं कटुं स्थापय दधिमिश्रणं किञ्चित् अधिकम् अपेक्षितम् कृपया अहम् अधिकं भुबुक्षितः अतः शीघ्रमेव आनीयताम् मम ग्रामे अधिकान् वर्षधारान् अस्ति किञ्चित् जागरूकतया अस्माकं गृहम् आगच्छतु कृपया शीघ्रमेव आगच्छतु